अहं षण्मासात् पूर्वं भवतः आपणतः एकः स एकं समीकरं क्रीतवती इदानीं सः समीकरः सम्यक् कार्यं न करोति न उष्णं भवति न सम्यक् समीकरोति तन्त्री अपि भग्ना जाता यत्र तन्त्री भग्ना जाता ततः विद्युत् आगच्छति तस्य प्रत्याभूतिः अपि इतोपि षण्मासाः सन्ति अतः एषः समीकरः सम्यक् नास्ति इति मम अभिप्रायः